अस्माभिः क्रीडायां भागग्रहणं क्रियते चेत् अस्माकं ग्रामस्य नाम सर्वत्रापि प्रसिद्धं भवति यतोहि अस्माकं क्रीडा सम्यक् भवति वयं जयं प्राप्नुमः राष्ट्रस्तरे राज्यस्तरे जयं प्राप्नुमः चेत् राज्यस्तरे अस्माद्ग्रामात् आगतः अयं इति मत्वा तत्रा राज्यसर्कारः यः भवति सः ग्रामं समीचीनतया पश्यति तत्र के क्लेशाः इति सर्वं दृष्ट्वा तत्र विद्यमानक्लेशान् वारयितुं प्रयतते यथा उदाहरणार्थं समीचीनं शौचालयव्यवस्था नास्ति ग्रामे चेत् अस्माकं क्रीडाभाग्रहणेन यदि अस्माभिः राज्यस्थरे सम्यक् भागग्रहणं कृत्वा प्रथमस्थानं प्राप्यते तर्हि अयमस्मात् ग्रामादागतः तर्हि तस्य ग्रामस्य औन्नत्यर्थं किं कर्तुं शक्यते इति विचिन्त्य तत् स्थानं गत्वा तत्र क्लेशानां वारणं कर्तुं शक्यते इदानीं मया यथा उक्तम् उदाहरणार्थं शौचालयव्यवस्था सम्यक् कर्तुं शक्यते ड्रैनेज् व्यवस्था सम्यक् कर्तुं शक्यते तत्र आपणानां व्यवस्था सम्यक् कर्तुं शक्यते इत्येवं बहवः क्लेशाः तेन परिहृताः भवन्ति तत्र विद्यमानजनानामपि प्रयोजनं भवति एवं राष्ट्रस्तरेपि यदि भागग्रहणेन प्रथमस्थानम् इत्यादिकम् आगतं तर्हि समग्रं देशं तद्ग्रामं पश्यति तर्हि बहवः द्रष्टारः तत्र आगच्छन्ति द्रष्टारः आगच्छन्ति चेत् तद्ग्रामः सः ग्रामः सम्यक् भवेत् नाम सुष्टुपालितः भवेत् सम्यक् स्व स्व स्वच्छाः भवेत् इति दृष्ट्या सर्वकारः तत्सर्वम् अवलोक्य तत् स्थानं सम्यक् यथा कर्तुं शक्यते तथा करोति इत्येवं सामाजिकसंवहने अपि एते क्लेशाः यथा सन्ति ते क्लेशाः अपि अनेन रूपेणापि वारयितुं शक्यन्ते क्रीडाभाग्रहणेन इत्यादिकम्